कलाकाराणां नैपुण्यं शैलीं च प्रदर्शयितुम् अस्माकं ग्रामे कश्चन कार्यक्रमः अथवा उत्सवः एव भवति उदाहरणार्थम् इदानीं महाशिवरात्रिः कश्चित् उत्सवः सर्वैरपि ज्ञायते महाशिवरात्रेः दिनत्रयात् पूर्वम् अत्र अस्सां प्रदेशे आर्ट् फ़ेस्टिवल् कलामहोत्सवः इति भवति तत्र कः विशेषः नाम एकं बृहत् क्रीडाङ्गणं वर्तते क्रीडाङ्गणे अन्ताराष्ट्रियस्तरे ये कलाविदः सन्ति अर्थात् सङ्गीतशास्त्रे यैः साधना कृता वर्तते केचन वाद्यानि वादयन्ति अथवा केचन गायन्ति तादृशाः केचन तत्र आगत्य स्व कलां प्रदर्शयन्ति इति मुख्यक्रीडाङ्गणे यः कार्यक्रमः भवति सः तदेव पार्श्वे तथैव मार्गे अर्थात् देवालयं परितः यः विस्तृतः मार्गः वर्तते तस्मिन् मार्गे विब भिन्नभिन्नानां क्रीडानां प्रदर्शनम् उदाहरणार्थं मल्लखम्ब इति एका काचित् क्रीडा अथवा रज्जोः उपरि चलनं वा अथ नो चेत् अग्नेः अग्निमण्डलं बवि ततः किं तस्मिन् कूर्दनं वा इत्यादि भिन्नभिन्नक्रीडाः भवन्ति तत्तत् क्षेत्रे ये ये साधकाः सन्ति क्रीडालवः वा अन्ये केचन साधकाः सन्ति चित्रकाराः वा ते अस्यां किं कला महोत्सवस्य कार्यक्रमे भागग्रहणं कुर्वन्ति तथैव च केषाञ्चन एवमपि भवति यत् मिमिक्रि अर्थात् कस्यचित् अभिनयम् अभिनयं नटस्य अभिनयं कुर्वन्ति तादृशाः अपि कार्यक्रमाः तत्र क्रियन्ते उदाहरणार्थम् अस्माभिः रेडियो जाक् इति ज्ञायते एव ये केचन अन्येषाम् इमिडियेट् इमिडेट् कुर्वन्ति तादृशाः ते तादृशाः तत्र आगत्य तेषामपि एकः कस्य पृथक् कार्यक्रमः भवति इत्थम् अस्माकं प्रदेशे कलाकाराणां नैपुण्यं शैलीं च प्रदर्शयितुं कश्चन कार्यक्रमः अथवा उत्सवः एव भवति